आन्लैन् द्वारा स्वीकृतायाः पादरक्षायाः प्रथमधारणे कश्चन आनन्दः अनुभूतः परन्तु यदा पादरक्षां धृत्वा अहं अटनं प्रारब्धवान् रन्निङ्ग् आरम्भः कृतः तदा ज्ञातं मया पादरक्षा तादृक् आनन्ददायिनी सुष्ठु नास्ति इति यतः तत्र तस्य पादरक्षायाः अन्तः पादं स्थापयितुं शू इत्यस्य अन्तः पादं स्थापयितुं क्लेशः अनुभूयते अत्यन्तं क्लेषः अनुभू अनुभूतं मया अनन्तरं किञ्चित् दूरं गच्छामः चेत् बहु दूरम् अटामः चेत् पादरक्षां धृत्वा शू धृत्वा तदा पादयोः काचित् वेदना भवति अतः सा पादरक्षा शू अत्यन्तं योग्या इति अहं न चिन्तयामि